एकवारं चारणे मया बहु सुन्दरं वन्यमृगम् अपश्यम् तद् बहु सम्यक् आसीत् अहं बहुवारं वन्यप्राणिनां पश्यमि पश्यामि तर्हि हानिनिवारणं कृते समु समुचिततायाः जालस्य आकारस्य दृढवेष्टनस्थापनेन मृगप्रवेशः निरुद्धं भवितुम् अर्हति नियमितरूपेण क्षतिः क्षतिं पश्यन्तु शीघ्रं मनस्सम्मतञ्च कुर्वन्तु आवासशोधनं मध्ये सघनभृशं नत्वा वा चरागाः परिधिसमीपे प्राकृतिकबाधं निर्माय मृगान् विनम्य कर्तुं निरुत्साहितं श् कर्तुं शक्नोति गति सक्रियसञ्चिकाः ज्वलन्तं प्रकाशाः अथवा परावर्तकपट्टिकाः कदाचित् मृगान् दूरं स्तब्धं कर्तुं शक्नुवन्ति परन्तु एतेषां निवारकाणाम् अभ्यस्ततायाः कालान्तरे प्रभावशीलता न्यूनीभवितुं शक्नोति सहयोगः मध्ये बृहत्तरेषु क्षेत्रेषु सुसङ्गतवन्यजीवप्रबन्धः प्रबन्धनम् आनीय अननी त् आननं नीतयः कार्ये अन्वेतुं समीपस्थैः भूस्वामिभिः सह का सहकार्यं कुर्वन्तु येन स्वप्रत् प्रयत्नानां प्रभावशीलता वर्धयेत् वर्धते वन्यजीवप्रबन्धस्य मृगयाप्रथानां च विषये स्थानीयविलीयमानानाम् अवगताः भवन्तु तेषाम् अनुपालनं च कुर्वन्तु इति मम मतमस्ति